हरिः ओम् महोदय अहम् अन्तर्जालमुखेन एकं वस्तु क्रीणितम् तत्र एकं डिस्कौण्ट् कूपन् आगतम् अतः अधुना अहमपि एकं नूतनं वस्तु क्रीणितुम् इच्छामि तत्र तत् डिस्कौण्ट् कूपन् स्वीकृत्य धनं न्यूनं कुर्वन्तु यदा युष्माकं न्यूनं कुर्वन्ति चेत् वयम् अतीववस्तूनि स्वीकर्तुं शक्यते इति मम प्रार्थना